चलच्चित्र अभिनेतॄणां विषये यद्यद् प्रकाशते तत्सर्वं सर्वम् असत्यं इति वक्तुं न शक्यते बहुधा असत्यं एव भवति किमर्थम् इत्युक्ते यत् सत्यं भवति तद् न रोचते यद्रोचते तद् बहुधा सत्यं न भवति जनाः यत् पठितुम् इच्छन्ति उद द्रष्टुम् इच्छन्ती तद् सर्वदा अपि रोच् रोचते चेत् पुनः पुनः पठन्ति पुनः पुनः आगत्य पश्यन्ति अतः सर्वदापि सत्य विषये वा चिन्तनं सत्य सत्यप्रसारणम् इति चलचित्र अभिनेतॄणां विषये तु सर्वदा अपि न भवति बहुधा असत्यं भवति कदाचित् सत्यं भवति यदि सत्यं रोचते तदानीं तदपि तद् प्रकाश्यते न चेत यद रोचते तदेव प्रकाशनम् इति सर्वदापि माध्यमे तेषां चिन्तनं भवति अतः सर्वदापि तत् सत्यं इति कदापि न चिन्तनीयं किमर्थं बहु असत्यं प्रसरति किमर्थं इत्युक्ते जनाः पश्यन्ति जना जनानां तद् बहु इष्टं सर्वदापी उच्यते किल रणात्मकं बहु प्रसरति धनात्मकं कदापि बहु आधिक्येन न प्रसरति इति कारणतः सर्वदापि असत्यं एव प्रसरति बहुधा इति वक्तुं शक्यते